गतवर्षीय अविस्मरणीयविचारः इति यः विषयः वर्तते तत्र गतवर्षे अहम् पि एच् डि विषयं स्वीकृतवान् किन्तु तस्य विषये किञ्चिदपि न जानामि इत्यतः तत्र आरोग्यम् अपि व्यत्यस्तं जातं तस्य अध्ययनमपि विषयस्य अध्ययनमपि अहं कर्तुं न शक्नोमि स्म तस्मिन् समये तदा विषयस्य क्षतिः अपि पुनश्च विषयस्य चयने अपि कदाचित् कष्टकरं जातं अतः मया चिन्तितं यत् पि एच् डि यत् स्वीकृतं तत् न स्वीकर्तव्यमिति मम मनसि आगतम् अतः इदम् अवस्म अविस्मरणीयघटना विषयः इति अहं वक्तुम् इच्छामि कदाचित् विषयचयने अपि अस्माकं मनः न भवति किन्तु करणीयं कार्यं करणीयम् इति मनः भवति तस्य अध्ययनं करणीयमिति तत्र प्रवृत्तिः न भवति इत्यतः कदाचित् आरोग्यसमस्याः भवन्ति इति मम विचारः